मम गीतानि श्रोतुं बहु रुचिः वर्तते तत्र तु तत्र तु शास्त्रीयसङ्गीतं श्रोतुं बहु इच्छामि हिन्दुस्तानम् हिन्दुस्तानसङ्गीतमपि श्रोतुं बहु इच्छामि तत्र कर्नाटकसङ्गीते अपि कर्नाटकसङ्गीते अपि हिन्दुस्तानसङ्गीते छोटा खयाल् श्रोतुं बहु रुचिः वर्तते न केवलं श्रवणं परन्तु ग् गा गायने अपि बहु रुचिः वर्तते मम प्रियः भवति म प्रियाः गायकाः सन्ति आशा भोस्ले अल्का याज्ञिक् एते द्वे गायिकयोः गानं श्रोतुं मम बहु रुचिः वर्तते तयोः ध्वनिः बहु मधुरं वर्तते एवञ्च सुब्बलक्ष्मी गायनं श्रोतुमपि बहु इच्छामि यत् सुप्भातं गीतवती तस्याः अपि गीतुं श्रोतुं बहु इच्छामि अस्माकं प्रान्ते हिन्दुस्तानसङ्गीतस्य प्रभावः दृश्यते एवञ्च मम मम कालेज् मध्ये अपि पाठशालायामपि हिन्दूस्तानगानस्य प्राक्टिस् आसीत् तत्र तत्र कृत्वा मम परा मम रुचिः इतोऽपि वर्धिता